नमस्कारः इदानीम् अहं विश्वविद्यानिधीयपरीक्षायाः आयोजकः अस्मि तस्यां परीक्षायां केचन नियमाः सन्ति तान् तान् इदानीम् अहं वक्तुकामः अस्मि परीक्षा तु योग्यरूपेण अस्माकं विद्यालये वितन्यते तत्र ये परीक्षार्थिनः भवन्ति ते सकाले आगच्छेयुः तेषां च अन्तः प्रवेशनार्थं हाल् टिकेट् इति यद्वर्तते तत् आनयनम् अनिवार्यं भवति परीक्षायाः स्थानं यदा ते प्रविशन्ति तस्मिन् पर्याये तेषां हस्ते विद्यमानं लेप्टाप् मोबैल् एलेक्ट्रानिक् गजेट्स् किमपि वर्तते चेत् तस्य अन्तः प्रवेशः न भवति तत् आफ् कृत्वा एव अन्तः परीक्षा प्रकोष्ठं प्रति आगमनं भवेत् द्वितीयं यदा अन्तः प्रवेशः भवति परीक्षास्थानं प्रति यदा अन्तः प्रवेशः भवति तस्मिन् पर्याये ते निश्चयरूपेण तेषाम् ऐ डी कार्ड् धारणं कृत्वा आगच्छेयुः येन च तेषाम् आगमनं गमनं सर्वमपि अस्माभिः रेकार्ड् कृत्वा संस्थापयितुं शक्यते द्वितीयं परीक्षाकेन्द्रं प्रति यदा आगच्छन्ति विशेषरूपेण परीक्षा प्रकोष्ठं प्रति यदा भवन्तः आगच्छन्ति तस्मात् कालात् आरभ्य परीक्षायाः समाप्तिपर्यन्तं परस्परसम्भाषणं न भवति अस्मिन् विषये वयं तु बद्धादराः स्मः प्रत्येकस्य प्रश्नस्य योग्यम् उत्तरं यथा मौल्यं वर्तते तदाधारीकृत्य भवद्भिः लेखनीयं भवति लेखनकाले भवतां लेखनी तस्याः विषये अपि अहं किञ्चित् वदामि रक्तवर्णलेखन्याः उपयोगः परीक्षायां सर्वथा न कर्तव्यः श्वेतवर्णस्य पत्रिकायाः उपरि यत् योग्यं वर्तते ब्ल्यू पेन् वा ब्लाक् पेन् वा उपयोक्तुं भवन्तः पारयन्ति एतदतिरिच्य यत्किमपि भवद्भिः लेखनं कर्तुं तत्र अवकाशः न वर्तते परीक्षायाः आयोजकाः ये भवन्ति तेषाम् सिग्नेचर् भवतां हाल् टिकेट् उपरि अनिवार्यं भवति